मया भवतां पार्श्वे नैकी शूज़् क्रीतः सः तु अति समीचीनः आगतः तस्य वर्णोऽपि अतिरमणीयः धावनेऽपि सोल्लासप्रदः उत्साहप्रदः अस्ति एवञ्च प्रक्षालनात् पुनः नूतनवत् एव भाति अति उत्कृष्टतमोयं प्रोडक्ट् वर्तते धन्यवादः